हरिः ओम् आं पोम्बुडी वा भवत्याः अङ्कसालिकां तु अहं पश्यन्नासम् तत्र गतसेमिस्टर् अपेक्षया अस्मिन् सेमिस्टर्मध्ये भवत्याः अङ्काः तु न्यूनाः सन्ति तदेव कारणं किम् इति ज्ञातुं पृष्टवान् किं भवत्याः पठने कुत्रापि क्लेशः अस्ति वा कथम् एवं वा वैद्यशाला चेत् भवत्याः आरोग्यस्य किं कष्टमासीत् एवम् एवं तदा किमपि वदति चेत् अध्यापकानां मार्गदर्शनं मिलति स्म भवती अध्यापकान् न सूचितवती वा किन्तु भवत्याः तत्र संस्कृतपरीक्षायां तु उत्तमाङ्काः सन्ति तदनन्तर अनन्तर विषयान् विषयेषु एव भवत्याः न्यूनाङ्काः सन्ति तर्हि कदा

एवं वा तर्हि भवत्या एकं कार्यं करणीयमासीत् यद्दिने भवती विद्यालयं न आगतवती कस्मिंश्चित् पाठे भवत्याः अवधानं नास्ति चेत् भवत्या पूर्वम् एकवारम् अत्र अध्यापकैस्सह भाषणं कृत्वा यत्किञ्चित् टिप्पणीं स्वीकृत्य भवत्या पठनीयमासीत् तथा किमर्थं भवती न कृतवती भवती न आगतवती किल

एवम् भवती वैद्यालयं गतवती वैद्यं दृष्टवती चेत् मेडिकल् सर्टिफ़िकेट् इति तत्र प्रोसीड् कर्तुं शक्नोति वा भवती समर्पयितुम् समर्पयितुं शक्नोति किल यतः तत्र अस्माभिरपि तत्र लेखनीयमस्ति किमर्थम् अङ्काः न्यूनाः जाताः इति तर्हि वास्तविकम् एकं कारणमस्ति चेद् वयमङ्गीकर्तुं शक्नुमः अन्यदेकम् अस्ति एतदस्माकं विद्यालयतः अहं पक्षतः वदामि यदा कदापि एवं भवती विरामं स्वीकरोति चेत् तदग्रिमदिने एव भवती तत्र तत्र तत्र किञ्चित् अध्यापकानां सम्पर्कं कृत्वा एकं वा भवत्याः सन्देहनिवारणं कर्तुं शक्नोति अन्यथा भवती यत्किमपि टिप् टिप्पणीं दत्तवन्तः चेत् गृहे पठित्वा तत्र विद्यमानसन्देहनिवारणं तु अग्रे भवती कर्तुं शक्नोति अन्तिमपर्यन्तं भवती एवमेव न स्थापयतु तदा तदा भवती तत्कार्यं समापयतु अवगतं किल उत्तमं तर्हि अग्रिमपरीक्षायां तु भवत्याः उत्तमाङ्काः भवेयुः इति मम आशाः धन्यवादाः